अहं रेल्वे याने काशीनगरं गता बेङ्गलुरुनगरतः जबलपूर् गमनम् आसीत् जबलपूर्तः काशी इति रेल् यानद्वये गमनम् आसीत् रे बेङ्गलुरुनगरतः जबलपूर् बहु सम्यक् गतम् अस्माकं यत् आरक्षणं कृतम् आसीत् तत् सीट् एव लब्धम् सम्यक् वासः कृतः दिनद्वयं यावत् यदा जबलपूर्तः काशी गमनं आसीत् तदा तु बहुक्लेशाः बहवः क्लेशाः अनुभूताः यतोऽहि तत्र भाषा सम्यक् नावगम्यते अस्माभिः आरक्षणं कृतं चेत् अपि ते अस्माकं सीट् न दत्तवन्तः सः क्लेशः बहु अनुभूतः तदा ज्ञातं यत् एसि सीट् स्वीकर्तव्यं तत्र यदि उत्तरभारतं गम्यते तर्हि अवश्यम् अस्माभिः ए सि सीट् एव ए सी सीट् एव बुक् कर्तव्यम् आरक्षणं कर्तव्यं तत्रैव गन्तव्यम् इति पुनश्च ज्ञातं यत् अस्माकं दक्षिणभारते सम्यक् व्यवहाराः सम्भवन्ति उत्तरभारतादिषु सम्यक् न भवति इति यतोऽहि अस्माभिः बेङ्गलूरु तमिल्नाडु आन्ध्रप्रदेश महाराष्ट्रा इदं सर्वं क्रोस् कृत्वा गतं तत्र केऽपि क्लेशाः नानुभूताः यदा उत्तरभारतम् अस्माभिः प्रविष्टं तत्र बहवः क्लेशाः अनुभूताः सम्यक् व्यवहाराः न न भवति स्म रेल्वेयाने तदर्थं दक्षिणभारते रेल्वेयानव्यवस्था बहु सम्यक् अस्ति इति मम कृते भाति